अस्माकं क्षेत्रे ऋतुसंबन्धविषये बहवः सन्ति एकं तु व्यासपूर्णिमा गुरु पूर्णिमा इति काचित् व्यासपूर्णिमा दिने अस्माकं भारते व्यासस्य कृषिः वेदानां विभजनं व्यासोक्तं बहु विषयानि वयं स्मर्यते अनन्तरं दसरोस्सवं दसरादिने दशावतार इत्यादयः वयं रामस्य आदर्शजीवनविधानं अपि वयं ज्ञातुं शक्यते ततः अधर्मस्य उपरि धर्मस्य विजयं तस्मिन् दिने वयं कर्तुं शक्यते तेलङ्गानाराज्ये बोनाळु इति एकं उस्सवं वर्तते तत् उत्सवं मातुः कृते महिलाः सर्वे अस्माकं संस्कृतिः भोजनं मातरं मन्दिरं नयन्ति हे मात अस्माकं जीवने अस्माकं कुटुम्बे अस्माकं वसुधैविक कुटुम्बे यस्य कस्यापि दुःखं न भवेत् इति मातरं प्रार्थयन्ति तत्र गृहे ननन्दान् सर्वान् अपि आह्वयन्ति तत्र खलादिकं रूपाणि शुशोभनं कृत्वा भोजनं मातरं मन्दिरं प्रति नयन्ति सर्वे तत्र गृहालङ्करणमपि इत्यादिकं कुर्वन्ति अस्मिन् संस्कृते सर्वे महिलाः मिलित्वा एकत्र कार्यं कुर्युः वयं कलोशक्ति अस्माकं सङ्घे शक्तिः कलौ युगे इति वदन्ति तत्र मिलित्वा कार्यं कुर्मः चेत् यत्किमपि सा साधयितुं शक्यते अनन्तरं सङ्क्रान्ति उस्सवः सङ्क्रान्ति उत्सवे सर्वे कृषिकराः क्षेत्रात् सर्वं सस्यमपि गृहमागमिष्यति तथा मिलित्वा तत् कुर्वन्ति अनन्तरं कार्तिक वनभोजनं ग्रामजनाः सर्वे मिलित्वा एकत्र गत्वा तत्र क्रीडन्ति मिलित्वा भोजनं कुर्वन्ति परस्परं भावयन्ति तथा अस्माकं संस्कृति वर्धयितुं शक्यते उगादि उत्सवः चैत्रमासे उगादिपर्वदिनमपि पञ्चाङ्गश्रवणं षड्रुषयः अस्माकं जीवने सुखं दुःखं द्वयोः मेलनं भवति तदपि सुखे दुःखे च एकरूपता एकरूपेण भवेतिति शक्यते तदर्थं एतादृश उत्सवाः अस्माकं संस्कृतिं वर्धयन्ति